मम क्षेत्रे राजकीयनेतारः नाम मम ग्रामस्य यः पंचायत् अध्यक्षः अस्ति सः तु बहु सम्यक् कार्यं करोति नाम प्रत्येकस्मिन् गृहे अपि यदि काचित् समस्या अस्ति सः आगत्य श्रुणोति अथवा जनाः यदि तस्य निकटं गच्छन्ति एतत् अस्माकं एषा समस्या अस्ति कथं निवारणीयम् एतत् सर्वं पृच्छन्ति चेत् अपि सः तेन यावत् शक्यं तावत् साहाय्यं आचरितुं प्रयत्नं करोति एवम् अस्माकं गृहेऽपि विद्युत् समस्या आसीत् तदा सः बहु साहाय्यं कृतवान् एवं सर्वदा सः सर्वेभ्यः साहाय्यं कुर्वन् भवति अतः यदा अस्माकं ग्रामे यः यश्च राजकीयनेतारः नेता अस्ति सः तु बहु सम्यक् कार्यं कुर्वन् अस्ति अतः बहु आनन्दः अस्ति